मम समुदाये तु विवाहः पञ्चदिनात्मकं यावत् क्रियते तत्र पञ्च दिनेषु इदानीन्तनं यद् वर्तते मेहेन्दी अनन्तरम् अरिशिणशास्त्रम् अनन्तरं कङ्कणधारणम् इत्यादि प्रत्येकस्यापि एकैकं दिनं क्रिया कार्यते तथा च एकस्मिन् दिने रिसेप्शन् इत्यपि भवति तथा च माङ्गल्यधारणम् अपि एकस्मिन् दिने एव भवति तत्र तु सप्तपदी इत्यादि आचरणम् इत्यादिकं सर्वं तत्र क्रियते